गतेषु वर्षेषु भारतीयाः मनोरञ्जनक्षेत्रं कथं प्रबुद्धं कृतवन्तः इति चेत् सामान्यतः मनोरञ्जनम् इत्युक्ते दूरदर्शनम् चलनच्चित्रं क्रीडाङ्गणं क्रीडाक्षेत्रम् इत्यादिकम् इच्छन्ति किमपि न नास्ति चेत् दूरवाण्यां गेम्स् क्रीडन्ति देशस्य अत्यन्तजनप्रियमनोरञ्जनप्रकाराः के इति चेत् तत् चलनचित्रं नाट्यभूमिः नाटकं इत्यादिकम् अस्ति भारते जनाः किम् अत्यधिकम् इच्छन्ति इति चेत् तद् चलनचित्रम् एव चलनचित्रं मानवानां जीवनम् अत्यन्तसुलभतया दर्शयन्ति मानवानां कृते मानवैः कृत्वा तत् एकं अट्राक्टिव् रूपेण सज्जीकृत्वा ते तत्र प्रदर्शयन्ति तत्र जनाः अपि उत्सुकेन आगत्य पश्यन्ति तत्र वर्षात् वर्षपर्यन्तं भिन्नभिन्नरीत्या तत्र कथाः भवन्ति तत्र रूपकाः अपि भिन्नभिन्नतया ते तत्र आनयन्ति